एतत् यन्त्रं बहु उपयोक्तुं बहु सरलमस्ति पुरातनयन्त्रापेक्षया भारं बहु न्यूनमस्ति मम एक्स्पीरियन्स् इन्टर्नेट् अपि बहु वेगेन कनेक्ट् भवति तदनन्तरं कार्यं कर्तुमपि बहु सुलभमस्ति बहुविधनूतन फीचर्स् अत्र सन्ति तदर्थं बहु सम्यगस्ति